नमस्ते हरिः ओं कुशलमस्मि बेहनी आसन्दं मध्ये उपविष्टुं शक्नोमि वा किञ्चिद् जलं ददाति वा फलरसं मास्तु बहिनी जलमेव सं पर्याप्तं न बहिनी नार्मल् जलम् यच्छतु ददातु धन्यवादः कम बेहनी किमपि मास्तु

धन्यवादः बेहिनी आगामि आगामिमासे मम षष्ट्यब्दपूर्तिः अस्ति तद् निमित्तम् आभरणं क्रीणामि इति चिन्तितवती किमे किमपि नूतन डिज़ैन् अस्ति वा हारं मध्ये

आगामिमासे ना हा

आं बेहिनि

हारं बेहिनी लक्ष्मीहारम् अस्ति वा तदेव

हा दर्शयतु बेहिनी लक्ष्मीहारं मस्ते मध्ये रूबी स्टोन्स् अस्ति वा हा तदेव दर्शयतु बेहिनी व वज्रं मास्तु बेहिनी किं म मया रूबी एव आवश्यकं रूबी मध्ये हारं एकं त्रिंशत् ग्रां मध्ये दर्शयतु रूबि स्टोन् सम्यक् अस्ति बेहिनी मम राशि स्टोन् अस्ति रूबि स्टोन् तदेव पर्याप्तं बेहिनी ए सम्यक् अस्ति मूल्यं किं बेहिनी वेस्टेज् वेस्टेज् किञ्चित् कं करोतु किञ्चित् न्यूनं करोतु बहिनी

धन्यवादः धन्यः अहं जानामि बेहिनी भवती करोति इति अहं जानामि या हा हा

हा

न बहिनी एतद् डिज़ैन् सम्यक् एव हा एतत् एव क्रीणामि बहिनी भवती बिल् करोतु जिपे स्वीकरोति वा हा जिपे करोमि बेहिनी जिपे करोमि बेहिनी जिपे करोमि भवती बिल् करोतु बेहिनी जि एस् टि वि एस् टि मास्तु बेहिनी तदहं जानामि बेहिनी बट् आपणिकः किमपि कर्तुं जि एस् टि अवाय्ड् करोति करोतु बेहिनी जि एस् टि मास्तु केश् पेमेण्ट् करोमि बेहिनी केश् पेमेण्ट् करोमि चिन्ता नास्ति केश् पेमेण्ट् करोमि हा

धन्यवादः बहिनी निश्चयेन भवती आगच्छतु तत् षष्ट्यब्दपूर्ति महोत्सवे आगच्छतु हा